अस्माकं ग्रामे तु ग्रामस्थः स्वजनैस्सह एव क्रीडन्ति अन्यजनैस्सह न क्रीडन्त्येव इत्युक्ते न क्रीडनीयं क्रीडितव्यम् एवञ्चन अस्माकं ग्रामे एव बहवः जनाः सन्ति कलहं न भवति स्पर्धा भवति परन्तु कलहं न भवति अतः स्वजनैस्सह क्रीडितुम् एव उत्सुकः भवेयुः अत्र महत्वम् इत्युक्ते स्वजनैस्सह क्रीडनसमये उल्लासम् उत्साहं भवति परन्तु यथा उक्तम् उक्तं तत्र कलहं कलहादिकं न भवति